अहं परिवारसाकं वा मित्रपरिवारसाकं यात्रा कर्तुम् इच्छामि गुणा वा दोषा सन्ति तर्हि भीतिः नास्ति सङ्कोचं नास्ति समादानं महत्वम् अस्ति बेसिकलि अहं परिवारप्रेमी अस्मि धार्मिक आर्तिक सामाजिक आहार समभावं सर्वं सन्तुलं भवन्ति